मम एकः सम्बन्धिनः मम मित्रं च सः एकं विशिष्टं व्यापारं करोति पनासफलम् अस्ति किल तस्य बीजस्य व्यापारः किं करोति सः बीजम् अस्ति कील पनासफलस्य शुष्की शुष्कीकरणं कृत्वा तस्य पाक्किङ्ग् कृत्वा सः तस्य विक्रयणं करोति विक्रयणम् इदानीं बहू वर्षेभ्यः कुर्वन् अस्ति बहू धनम् अपि सम्पादितवान् अस्ति इदानीं सः एक्सपोर्ट् अपि करोमि इति चिन्तयन् अस्ति सः गृहे एव उपविश्य सर्वाणि कार्याणि करोति तस्य किं वदामः आपणमपि नास्ति गृहे एव भूत्वा व्यापारं करोति सः इदानीं बहु सम्यक्ततया सः धनार्जनम् अपि कृतवान् अस्ति इतोपि अधिकं सः बिस्नेस् एक्सपान्शन् अपि कुर्वन् अस्ति